हरिः ओम् एतत् राजेशः केब् सर्वीसस् वा अस्तु नमस्कारः महोदय मम नाम श्रीवाणी अस्ति अहं षोडशदिनाङ्के श्रीशैलं गन्तुमिच्छामि मम कुटुम्बेन सह अतः केब्स् कान् कानि सन्ति भवतः भवतः समीपे इति ज्ञातुमिच्छामि वयं सर्वे षट् जनाः सन्ति षट् जनाः सन्ति हा सो टयोटा इनोवा इनोवा अस्ति चेत् सम्यक् भविष्यति अस्ति वा अस्तु षोडशदिनाङ्के अपिअस्ति वा उत्तमम् उत्तमं चालकः अपि अस्ति वा नास्ति वा चिन्ता मास्तु महोदय वयमेव चलामः अस्तु धन्यवादः आम्